हरिः ओम् एतत् वाटर् अथोरिटि अस्ति वा

नमस्ते नमस्ते अद्य मम द्विदिनं मम गृहे जलं नास्ति स्थलं तिरुवनन्तपुरं देशे पूचल् देशे पूचल् काटकरदेशे समीपे त्री किलो मीटर् अस्ति त्री मम मम नाम अभिजितः मम गृहं

अहं आम् आम्

भवान् अनिश्चिन्द्रः वा वयम् एकम् एकं सिनेमालयं एकं किं समीपमहं वयं मी मीट् करोति आम् मम प्रश्नः मम गृहे त्रयः दिने जलं नास्ति तत्

एकम् जलस्य जलस्य बहु क्लोरिन् इति सर्वसमये अस्ति बहु क्लोरिन् अस्ति गृहस्य गृहस्य छत्रे गृहस्य गृहस्य छत्रे मम शिशोः निरन्तरं हास्पिटल् आशुपत्रे इति समये तदेव श्रद्धां करोतु अनन्तरं एकं एकमेव अस्ति जलस्य वर्णम् एकं पीतं पीतं पीतमिति तदेव

अस्तु अस्तु धन्यवादः धन्यवाद धन्यवादः